हरिः ओम् नमोनमः ह अचा प्रणमामि महोदय

ह महोदय अहम् अस्यां संस्थायां सद्य एव प्रविष्टवान् मम अनु अनुभवः तथा नास्ति अतः उन्नतिदृष्ट्या कथं अहं अत्र शिक्षायां उन्नतिं प्राप्स्यामि तद्दृष्ट्या कृपया भवन्तः उपदिशन्तु

आम् धन्यवाद महोदय

सत्यं आम् महोदय आम् अहं अहं चिन्त चिन्तयामि अत्र नूतनशिक्षानीत्यनुगुणं पाठ्यक्रमः तु परिवर्तितः अभवत् किन्तु पाठ्यक्रमस्य प्रायोगिकक्षेत्रे तत्र बाधाः सन्ति अहम् अत्र आगत्य पश्यामि यदा कदापि कार्यक्रमाः भवन्ति तदा प्राक्शास्त्री छात्राः तत्र गच्छन्ति शोधसङ्गोष्ठी भवतु अन्यविध कार्यक्रमाः भवन्तु तत्र प्राक्शास्त्री छात्राः तत्र गच्छन्ति तेन तेषां स्तरानुगुणं सर्वविध कार्यक्रमाः न भवन्ति अहं चिन्तयामि यदि तेषां तत्र भाग्ग्रहणं तदा स्यात् यदा तेषां स्तरानुगुणं तत्र कश्चित् कार्यक्रमः द्वितीयं ते छात्राः ग्रामीणाः सन्ति ते संस्कृतं सम्यक् न जानन्ति अतः तेभ्यः कदाचित् आवाह्य शिबिरम् अपि योजयामः तदा महान् आनन्दः अत्र मम तत्र संस्कृते तु गति अस्ति आङ्ग्ले गतिः नास्ति अतः अहमपि आङ्ग्लम् अधिगच्छामि तद्दृष्ट्या तत्र ये छात्राः सन्ति तेपि बहु भाषाविदः भवन्तु तदर्थम् अहं चिन्तयामि इदानीं ते आङ्ग्ले अपि पारङ्गताः भवन्तु सङ्गणकेपि पारङ्गताः भवन्तु संस्कृते तु अत्यन्तम् आवश्यकमेव तद्दृष्ट्या अत्र बहु किमपि मया मम योजनाः योजनाः सन्ति

आम् आम् महोदय

सत् आम् श्रीमन्तः

सत्यं महोदय

श्रीमद्भ्यः धन्यवादः अग्रेपि भवतां एतादृशाः उपदेशाः अपेक्षिताः भविष्यन्ति सादरं गुरुचरणेषु प्रणामाः